हरिः ओम् सत्यं सत्यं महोदय सत्यं तत्र द्वयमपि अपेक्षितं महोदय यथा किञ्चित् तत्र सर्वेषां यथा चिन्तनं भवति तथैव ममापि तथा अधिकम् आयः साक्षात् किञ्चित् अत्र वित्तकोशे स्थापयामश्चेत् तस्य वृद्धिः अधिका न भवतीति कारणेन किमपि इन्वेश्ट्मेण्ट् कुर्मश्चेत् तत्र इतोपि अधिका वृद्धिः भवेत् पुनः तत्र एवं तत्र अधिकः तत्र असौकर्यमपि अधिकं न भवेत् तथा महोदय मम वयः इदानीं एकपञ्चाषद्वर्षाणि महोदय सत्यं पार्श्वे पार्श्वे स्थापनमावश्यकमस्ति तदर्थंं षष्टीवर्षेभ्यः अनन्तरं अस्माभिः अधिकं कार्यं कर्तुं अशक्यते इति कारणेन अत्र यद्भवता उक्तं तत् समीचीनं महोदय तर्हि पुनः तदपेक्षितमेव पुनः तत् महोदय वदतु एन् पि एस् इत्युक्ते किं महोदय अहं न तत्र न जानामि महोदय तस्य विषये किमपि करणीयं किं तत्र ओहोहो तथा किम्

सर्वकारस्य

ओ तथा किम् महोदय भवतु महोदय परं अहं उद्योगे नास्मि अहं तु तत्र व्यापारी अस्मि आमामाम् वणिक्कस्मि

ओ उत्तमम् महोदय सत्यं सत्यं महोदय तदेव समीचीनं स्यात् यदि साक्षादावयोर्मेलनं भवति चेत् इतोपि बहून् विषयान् वयं चर्चयितुं शक्नुमः मम आर्थिकी का स्थितिः पुनः अहं कियत् प्रतिमासं पार्श्वे स्थापयितुं शक्नोमि एतत्सर्वं वयं चिन्तयितुं शक्नुमः महोदय धन्यवादः महोदय धन्यवादाः धन्यवादाः